आम् अहम् उडुपिनगरे वसामि अस्य प्रदेशस्य इतिहासः बहु अस्ति अत्र अनन्तेश्वरदेवालयः चन्द्रमौळीश्वरः तथा श्रीकृष्णः अपि बहु प्रसिद्धाः अस्ति अत्र अष्टमठः सन्ति सन्ति अत्र अभिवृद्धिकार्याणि बहु सन्ति अन्नब्रह्म अत्र अस्ति अत्र अन्नब्रह्मे बहु जनानाम् अन्नसन्तर्पणं प्रतिनित्यं भवति अत्र अष्टमठाधीशाः बहु समाजिक अभिवृद्धिकार्याणि कुर्वन्तः सन्ति अत्र वित्य बहु विद्यालयाः मठादीश् मठादीशाभिः माठादीशेन उद्घाटितः अस्ति प्रलत् प्रचलत् अपि अस्ति अत्र जनानां सौकर्यं जनानां सौकर्यार्थं बहु कार्याणि प्रचलत् अस्ति